द्विसहस्रतम श वर्षशताब्दस्य जनवरि मासस्य एकविंशतिः दिनाङ्कः एकविंशत्यधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य नवमः दिनाङ्कः द्वात्रिंशदधिक द्वात्रिंशदधिक या श श शताब्दस्य फ़ेब्रवरी मासस्य अष्टाविंशतिः दिनाङ्कः पञ्च नवत्यधिक एकशतोत्तरवर्षस्य फ़ेब्रवरि मासस्य प्रथमः दिनाङ्कः